मह्यम् अध्यापनं रोचते यदि कश्चन तादृशः छात्रः उपलब्धः भवति यस्मै किमपि शिक्षितुं शक्यते मयि यत् ज्ञानं वर्तते तद् ज्ञानं यदि तत्र स्थानान्तरितं भवति तदा ज्ञानस्य स्थानान्तरीकरणमेव अहं धन्यतमं कार्यं मन्ये म् अनेके छात्राः मत् अधीतवन्तः तत्र केचन द्वित्राः अङ्गुलीगण्याः सन्ति ये मदीयं हृदयम् अवबुद्धवन्तः एवञ्च यद् अहं जानामि तत् ते शिक्षितवन्तः अतः अध्यापनम् अध्यापनं सफलं तत्र मम जातं तो यत्र सफलमध्यापनं जातं तत्रैव तदेव अध्यापनमहं धन्यतमं कार्यं मन्ये